अन्यान्य संस्थाः विविध माध्यमेषु तन्नाम समूहमाध्यमे दूरदर्शनम् आकाशवाणीं चलच्चित्रं वार्तापत्रिकाः एताः चतस्र प्रधानतया स्थानं आवहन्ति एताः जनाः अहम् अहमिकया उपयोगं कुर्वन्ति इति कारणेन भिन्न भिन्न उत्पन्नानां ये याः संस्थाः सन्ति ताः विज्ञापिका दास्यन्ति ताः विज्ञापिकाः एवं भवन्ति आकर्षिकाः भवन्ति तत्र चित्रनिष्ठाः क्रीडा पटव तत्र भागं स्वीकृत्य एतदेव स्वीकुर्वन्तु एतदुत्तमाय आरोग्याय उत्तमम् इत्यादि प्रचारं कुर्वन्ति जनाः विशिष्य बालकाः ताः विज्ञापनाः स्वीकृत्य ताः एव अपेक्षन्ते तदा बालकाः तान् स्वीकृत्य संस्थानं कृते सहाय्यं कुर्वन्ति एतदेकांशः अनन्तरम् एकैकदा तैः सूचितविषयाः सूचितवस्तूनि यथा प्रमाणं यथानुगुणं यथा सूचितं न भवन्ति इत्यपि दोषः अस्ति